उपलब्धानां वित्तकोषीयानि तना ता तीनां विषयेत्वां शिक्षितुम् अन्तर्जालं वा वृत्तपत्रं वा कथं सहाय्यं कुर्वन् कुर् करोति इति हा अस्य प्रश्नस्य उत्तरमस्ति उपलब्धानां वित्तकोषीय अ नीतिनां विषये मां शिक्षितुम् अन्तर्जालः अन्तर्जाले शिक्षितुं सम्यक् नास्ति साक्षात् वित्तकोषं गत्वा अहं शिक्षणं कर्तुं मम इच्छा अस्ति अन्तर्जालं कथम् अन्तर्जालेन अपि सहाय्यं भवति परन्तु मम कृते सम्यक् सहाय्यं न भवति तत्र अन्तर्जालम् अथवा वृत्तपत्रेण वृत्तपत्रेण वृत्तपत्रेण सहाय्यं बहु सम्यक् भवति परन्तु अद्यसे भारतं भारतीय वित्तकोषीयजनानां विषये तु मां शिक्षितुम् अन्त्रजालम् एव सम्यक् किमर्थम् इत्युक्ते तत्र वित्तकोषे गच्छामि ते वदन्ति अद्य किमपि नास्ति अद्य कोऽपि नास्ति अद्य मेनेजर् नास्ति अद्य एकः कार्यकर्ता नास्ति किं किं वर्तते सहाय्यमेव न भवति अन्तर्जाले यदि वदामि चेत् अन्तर्जाले यत् यः यः कोऽपि कुत्राचित् भवेत् तत् सः अपि मां शिक्षितुं शिक्षितुं शक्नोति तत्सर्वम् एतद् भवति सहाय्यम् अन्तर्जालः सम्यगेव परसन् न सम्यगिति न सम्यगेव अस्ति परन्तु तत्र अन्तर्जालं किं भवति अद्य दनियात् अन्तर्जालं सम्यक् न चलति तत्कारणादपि वृत्तपत्रं वृत्तपत्रेण सम्यक् सहाय्यं भवति इति अहं चिन्तयामि